दर्शणाशास्त्रेषु मम आसक्तिः किम् इत्युक्ते षड्विधदर्शनाः मया अधीताः षट्दर्शनसमुच्चयः इति ग्रन्थात् ते तु सर्वेऽपि एवं कथम् उत्पन्नाः इति चेत् अन्येषाम् अन्येषाम् मतानुसारेण उदाहरणार्थम् अद्वैतवेदान्तस्य शङ्कराचारिणाचार्याः अद्वैतवेदान्तस्य प्र प्रचारं कृतवन्तः उपस्थापनं च कृतवन्तः एवं रामानुजाचार्याः विशिष्टाद्वैतस्य उप उपस्थापनं कृतवन्तः एवं मध्वाचार्याः अपि तेषां द्वैतवेदान्त वेदान्तस्य उपस्थापनं कृतवन्तः तादृशरित्या अन्येऽपि जैनबौद्धमताः एवं नैयायिकमिमांसकमताः इति सर्वेऽपि तेषां तेषां विषये उपस्थापनं कुर्वन्तः सन्ति कृतवन्तः इति हेतोः तत्र तेषां मतानुसारेण भवति का प्रेरणा तत्र षड्दर्शणाः सन्ति चेदपि तेषाम् अन्तिमं मार्गं कुत्र अस्ति चेत् साक्षात् तत्र मोक्ष प् मोक्षं प्रति एव अतः एतादृशेषु सम्यक् भवेत् इति मम आशयः